महेन्द्रसिङ्गधोनी क्रिकेट् जगति एकमात्रः अधिनायकः अस्ति यः एकदिवसीयविश्वकाप् टी ट्वेण्टी विश्वकाप् चेम्पियन्स् ट्रोफी च इति त्रयमपि ऐ सी सी ट्रोफी जितवान् धोनीमहोदयः अष्टाधिकद्विसहस्रतमे वर्षे मेजर्ध्वन्चन्द्रखेल्रत्नं तथा नवाधिकद्विसहस्रतमे वर्षे पद्मश्री तथा च अष्टाधिकद्विसहस्रतमे वर्षे पद्मभूषणम् इति पदकं प्राप्तवान् उपलब्ध्या यः प्राप्तुं ते बहुषु विषयेषु भागं गृहीतवान् यथा प्रतिदिनम् अभ्यासः करणार्थम् उद्याने गमनं तथा भोजने अपि बहु किमपि नियमः विधिः पालनं कृत्वा सर्वं कृतवान्